मासद्वयात् पूर्वम् अहं मङ्गलूरुनगरस्य समीपे एका चित्रकलासङ्गोष्ठी सङ्गोष्ठी आसीत् चित्रकलाकार्यक्रमः तत्र एकः आसीत् तत्र गतवान् तत्र बहूनि चित्राणि आसन् परिसरसम्बन्धीनि वाहनस्य मनुष्याणां प्राणिनां इति बहवः बहूनि चित्राणि आसन् तत्र कथं चित्रादिकं कर्तव्यं पुनः केचन व कानिचनचित्राणि वर्तन्ते पेन्सिल् द्वारा तत्र कृतानि आसन् पुनः अन्ये केचन कानिचन चित्राणि आसन् तत्र वर्णैः वर्णादयः उपयुज्य नाम रक्त पीतश्वेतादि श्वेतादीन् वर्णा श्वेतादीन् वर्णानुपयुज्य तत्र बहूनि चित्राणि कृतवन्तः पुनः चित्रं सर्वेषां सर्वेषां तत्र ये ये जनाः आगताः तेषां सर्वेषामपि तानि चित्राणि दृष्ट्वा आनन्दः तेषु तैः अनुभूतः सर्वेषां ज्ञानदायकं भवति नाम चित्रद्वारा येन केनापि यत्किञ्चिद्वस्तुनः परिचयः क्रियते चेत् तत् तानि तदानीं सम्यक्रीत्या परिचयं न भवति परन्तु चित्रद्वारा सम्यग्रीत्या ज्ञानं भवति सम्यगासीत् इति उक्त्वा इत्येव वक्तुमिच्छामि